देशे अस्मिन् वर्तमानचिकित्सालयः आरोग्यव्यवस्था च अल्लोपति वैद्यं प्रचलति पूर्वस्मात् अस्माकम् आरोग्यव्यवस्था मुनिभिः संवर्धितम् अस्ति सा आरोग्यव्यवस्था सर्वजनानां कृते उपयुक्तमासीत् तेषां कृते धनं मुख्यं न आसीत् अधुना वैद्यवृत्तेः ध्येयः धनार्जनम् अस्ति पूर्वकाले वैद्यं सर्वैः प्राप्तुं सुलभम् आसीत् तद् वर्तमानकाले बहु दुर्लभम् अस्ति कोविड् महारोगस्य समये अस्माकम् अनुभवः भयानकम् आसीत् अस्माकम् आयुर्वेदविद्याद्वारा आरोग्यशास्त्रं सर्वे सर्वैः ज्ञातव्यं तत् पालनीयम्